यदा कदापि पाकं कर्तुम् इच्छामि तस्मिन् समये पाकम् अपि करोमि तण्डुलम् अन्यद् सामान्यं यद् पाकः करोति सर्वे कुर्वन्ति तद् किञ्चित् यावद् शक्यं तावद् कृत्वा खादितुम् इच्छामि तमिळ्नाडुमध्ये सामान्यं क्वथितनिर्माणं भिन्नरीत्या कुर्वन्ति माषः किञ्चिद् स्थापयति अन्यत् किमपि एकं शाकं स्थापयित्वा जलम् अधिकं स्थापयित्वा कुर्वन्ति इतोऽपि शाकानि खादितुम् इच्छन्ति चेत् पृथक् व्यञ्जनं कुर्वन्ति परन्तु यदा अहं पाकं करोमि तस्मिन् समये माषः किञ्चित् स्थापयित्वा आलुकं पृथक् पक्वं कृत्वा अनन्तरं हस्ते विद्यमानानि शाखानि यथेष्टं स्थापयामि सर्वं क्वथनं कृत्वा पक्वं कृत्वा अनन्तरम् एकस्मिन् पात्रे तैलं स्थापयित्वा तत्र किञ्चित् सर्षपः स्थापयित्वा एवं किञ्चिद् तत्रैव पुनः पक्वं कृत्वा क्वथितवत् निर्माणं कृत्वा खादामि तद् मम इष्टं भोजनम् अपि अस्ति